अमेझान् इति एप् स्वीकृत्य अहं नूतनाः वस्त्राणि क्रेतुं शक्यं शक्नुमः तत्कृते अहम् अपि एकं वस्त्रं गृह्णामि तत् चित्रसदृशानि तस्य वस्त्रस्य गुणवत्ता नास्ति एव धनस्य अधिकतमं गृह्णाति किन्तु तस्य स्ट्रक्चर् एवं तस्य वस्त्रस्य गुणवत्ता एव उत्तमा नास्ति एव तस्य आकारस्य कृते अपि न्यूनम् अस्ति किन्तु तस्य योग्यगुणवत्ता न खलु